मम ग्रामस्य सविधे दुर्गादेवी इति देवालयः वर्तते तत्र वयं प्रतिदिनमपि गत्वा पूजां कृत्वा आगच्छामः तत्र अर्चकाः पूजां कुर्वन्ति प्रातः प्रातः विशेषतया पूजा भवति मङ्गलवासरे शुक्रवासरे बहु इतोपि विशेषरूपेण पूजाः तत्र प्रचल् प्रचल्यन्ते तत्र अभिषेकादिकं तद्दिने क्रियते अनन्तरं तत्र जनाः आगच्छन्ति एवं तत्र यदि जनानां कृते यदि कष्टं वर्तते तत्र फलादिकं आनीय दीपज्वालनं कृत्वा वा उत प्रदक्षिणां कृत्वा वा क्लेशं निवारयन्ति एवं संस्कारः संस्काराः तत्र पाल्यन्ते अस्माभिः अपि तत्र प्रतिनित्यं देवलायः गम्यते एवं संस्काराः वर् पाल्यन्ते